मया डीलिङ्क् संस्थायाः डी एस् आर् वन् थाैज़ण्ड् ए सी इति वयर्लेस् वी पी एन् रौटर् क्रीतमस्ति वयर्लेस् कवरेज् सम्यक् नास्ति रिपीटर् आवश्यकम् इति भाति